अहं तु मम गृहं परितः स्वच्छताम् अनुवर्तयितुं कांश्चन उपायान् अवलंभ्य अहं व्यवस्थां करोमि यथा नियतरूपेण गृहं परितः मार्जनं जलेन प्रक्षालणम् इत्यादिकं करोमि अन्यच्च तत्र तत्र अवकरकण्डोलान् स्थापयामि येन मम गृहं परितः विद्यमानाः जनाः अवकरान् कण्डोले एव स्थापयितुं शक्यं शक्नुवन्ति तेन गृहं परितः विद्यमाना स्वच्छता अपि रक्षिता भवति तत्र अवकरकण्डोलेषु अपि आर्द्र अवकरकण्डोलः शुष्क अवकरकण्डोलः इति द्विविधम् अवकरकण्डोलम् अहं स्थापयामि तेन गृहं परितः विद्यमाना स्वच्छता सुरक्षिता तिष्ठति